नमस्ते अहं शतछिद्रिकां खादितुमनाः सि स्विग्गि द्वारा तदर्थं निदेशं कृतवान् आर्डर् कृतवानस्मि परन्तु तत् धनं भवत् पर्यन्तं प्राप्तम् उत नेति न ज्ञायते तदर्थं भवता गूगल् पे इत्यत्र गत्वा अवलोक्यतां मया प्रेषितं शतं मया प्रेशितानि शतं रूप्यकाणि तत्र प्राप्तानि उत नेति यदि न प्राप्तानि तर्हि मया पुनः प्रेष्यन्ते तदर्थम् इदं पृच्छ्यमानमस्ति दृष्ट्वा कृपया उत्तरम् उच्यतां येन मम आनुकूल्यं भवति कृतज्ञोस्मि